नमस्ते सङ्गीतं तु मया न अधीतं परन्तु सङ्गीतविषये यत् श्रुतं तद् वदामि गुरुपरम्परया सङ्गीतस्य अध्ययनम् आवश्यकं भवति स्वयम् स्वयं शिक्षितुं न शक्नुमः अनन्तरं सप्तस्वराः सन्ति सा रे ग म प ध नि इति एते सप्तस्वराः सङ्गीतम् शिक्षणार्थम् श्रुतिः स्वरं रागं तालम् इति एतेषाम् अवगमनं मुख्यं भवति श्रुतिर्मातः लयः पिता इति मुख्यं वचनं भवति सङ्गीतशास्त्रज्ञानम् स्यात् आसक्तिः सङ्गीते आसक्तिः पप्रथमम् आवश्यकं भवति प्राथमिकशिक्षास्तरे सरळीवर्से जण्डवर्से इति क्रमः भवति तनन्तरं कालक्रमेण तेषाम् अध्ययनं समाप्य तदनन्तरं कृतिः वर्णम् इति अग्रे अग्रे गन्तु शक्यते समुद्रः इव भवति सङ्गीतस्य संसारः तस्य अन्तः एव न भवति बाल्ये वयसि आरभ्य सङ्गीतस्य अध्ययनम् यः करोति सः तस्मिन् सङ्गीतविषये सम्यक् सः अधीत्य उत्तमतया सभायां गा गातुमपि शक्नोति निरन्तरम् अभ्यासः आवश्यकः प्रतिदिनं निरन्तरम् अभ्यासः आवश्यकः गुरुपरम्परया एव सङ्गीतम् अध्येतुं शक्यते